संस्कृतभाषायाः परिरक्षणं गृहात् एव आरम्भं करणीयं बाल्यात् एव संस्कृतभाषायां सम्भाषणं करा कर्तुम् पाठनीयं बालानां कृते लघु लघु कथान् श्रावयित्वा सम्भाषणं कर्तुम् एङ्करेज् कृत्वा प्रे प्रेरणां कृत्वा संस्कृतभाषाम् पाठयामः विद्यालयस्तरे प्रति कक्षायाम् स्तरम् अन् अनुसृत्य संस्कृतभाषा ग्रन्थान् वा साहित्यं वा पाठयित्वा संस्कृतभाषां रक्षयितुं शक्नुमः इति अहं चिन्तयामि